भारतीयसंस्कृतिः प्राचीना वर्तते भारतीयशास्त्रीयकलासु सङ्गीतं नाटकं नृत्यं प्रामुख्यं भवति अत्र इदानीं बहवः जनाः तस्मिन् भागं स्वीकुर्वन्ति शिक्षितुम् अपि इच्छन्ति शिक्षितुम् इच्छन्ति अतः शास्त्रस्य ज्ञानं मुख्यं भवति मम अभिप्रायः इत्युक्ते बाल्यवयसि शिक्षणम् उत्तमं भवति किमर्थम् इत्युक्ते बाल्यवयसि वयम् यस्य कस्यापि शिक्षां प्राप्नुमश्चेत् सम्यक् मनसि तिष्ठति ज्ञानवर्धनं भवति सङ्गीतस्य ज्ञानेन स्मरणशक्तिः अपि वर्धते अतः मम अभिप्रायः चेत् बाल्यवयसि आरभ्य पाठनं शिक्षणम् एव उत्तमं भवति